केचनविषयाः कलात्मकतया निरूपयितुं शक्यन्ते न पुनः तान्त्रिकतया अन्ये च केचनविषयाः तान्त्रिकतया निरूपयितुं शक्यन्ते न पुनः कलात्मकतया उभयात्मकतया लेखनं न सर्वस्मिन् विषये कर्तुं शक्यते तादृशं कौशलमपि दुर्लभं आम् अहमपि लेखनस्य अध्ययनम् अक अकरवं न तु कलात्मकलेखनस्य परन्तु तान्त्रिकलेखनं नाम सूर्यसिद्धान्तस्य तथा च सिद्धान्तग्रन्थाणां लेखनम् अध्ययनम् अकरवम् सिद्धान्तग्रन्थेषु बहवः लेखनानि पुस्तकानि लभ्यन्ते उदाहरणार्थं सूर्यसिद्धान्तः आर्यभटीयसिद्धान्तः सिद्धान्तशिरोमणी लीलावती बीजगणितम् इत्यादयः